हा हरिः ओम् आमाम् आम् महोदय कार्यं किमस्ति आदौ वदतु अनन्तरं धनविषये चर्चां कुर्मः आमाम् आमामाम्

हा क्यमरायाः उपरि निर्बरं करोति भवान् डि एस् एल् आर् क्यमरा इच्छति वा हा अनन्तरम् आमाम् अनन्तरं ड्रोन् क्यामरा अपि यदि इच्छति चेत् तत्ति तर्हि तरि धनस्य मूल्यमपि अधिकं भवति ड्रोन् क्यामरा निमित्तं प्रायः दशसहस्रतः प्रारम्भः भवति आमां तत् प्रा प्रारम्भः भवति इतोपि अधिकं क्वालिटि इच्छति चेत् वृद्धिः भवति मास्तु मास्तु महोदय ड्रोन् क्यामरा निमित्तम् अधिकधनस्य अवश्यकता अस्ति अतः ड्रोन् क्यामरा नि निमित्तं तु न्यूनं कर्तुं न शक्यते परन्तु तत्र न्यूनं कर्तुं शक्यते तत्र डीस् डी एस् एल् आर् क्यमरा मध्ये ड्रोन् क्यमरा निमित्तं प्रायः दशसहस्रं वदामि चेत् त्रयः ड्रोन् क्यामरा अवश्यकता अस्ति अतः त्रिंशत्सहस्रम् अनन्त्तरं डि एस् एल् आर् निमित्तं प्रायः दश दशद्वादशसहस्रतः च चत्वारिंशत् सहस्रम् अथवा द्विशतमधिकचत्वारिंशत् सहस्रं द्विसहस्राधिकचतुर्विं चतुर्विंशतिसहस्रं प्रायः अवश्यकता अस्ति हा द्विसहस्रं हा अस्तु तर्हि भवतः कृते चत्वारिंशत् सहस्रमपि कर् करोमि आमामामामां द्वयोः द्वयमेव द्वयमेव पूर्णं पूर्णं क्वालिटि मध्ये ददामि वीडियो फ़ोटो सर्वमपि साफ़्ट् कापि मध्ये ददामि अनन्तरं यत् रु चित्रमस्ति नाम फ़ोटो मास्ति तत् हार्ड् कापि अपि ददामि

आमां भव् भवतः पार्श्वे यति अस्ति चेत् ददातु तदेव प ददामि अनन्तरम् मम पार्श्वे टीम् अस्ति एडिटिङ्ग् टीम् अस्ति ते उप्मु उपयुज्य का योजनां कृत्वा ददन्ति आमां अस्तु अस्तु महोदयः विरमामि